भाषायाः इतिहासे संस्कृतभाषा अन्यभाषया सांस्कृतिकदृष्ट्या प्रभाविता अस्ति न वा इति चिन्तनात् प्राक् अहं चिन्तयामि संस्कृतभाषा सांस्कृतिकदृष्ट्या सर्वे सर्वासामपि भाषाणां कृते मार्गदर्शिका अस्ति एवञ्च भाविता अपि अस्ति सर्वासु भाषासु संस्कृतभावाः प्राप्यन्ते एवञ्च संस्कृतमपि तासां सर्वासामपि भाषाणां मार्गदर्शनं करोति अहं चिन्तयामि या कापि भाषा अस्ति प्राक् सा च देवभाषा संस्कृतभाषा सांस्कृतिकदृष्ट्या सांस्कृतिकभाषा अस्ति संस्कृतभाषा अस्माकं संस्कृते लक्षणानि सर्वेषां कृते बोधयति अतः सर्वासु भाषासु तानि लक्षणानि गच्छन्ति अतः सं सांस्कृतिकदृष्ट्या अन्याः भाषाः संस्कृतभाषया प्रभाविताः एवञ्च संस्कृतभाषायाः ये भावाः सन्ति ते सर्वे अपि भावाः अन्यासु भाषासु सन्ति